ह हरिः ओम् ह हरिः ओं वदतु महोदये हा आम् अस्तु अस्तु किञ्चित् न सम्यक् न श्रूयते उ उच्चैः वदति वा आ हा हा इदानीं श्रूयते मम नाम गणेशभट्ट् इति

हा अस्तु हा छायाग्राहग्राहकः अस्मि सद्गुरुछायाग्राहकमिति आपणस्य नाम किम् अपेक्षितमासीत् भवत्याः कृते

हा आम् नवम्बर् द्वादशे वा हा हा

ह अस्तु अस्तु किम् ए एकवारम् एकं क्षणम् अहं दृष्ट्वा वक्ष्यामि किं तस्मिन् दिने पूर्वमेव नियोजितं अस्ति वा इति किञ्चित् दृष्ट्वा वक्ष्यामि एकक्षणम् अस्तु परम् तत्र अल्बम् कियत् रूप्यकम् अपेक्ष्यते अत्र अल्बम् क्वालिटी मध्ये बह्व्यः विधाः सन्ति ह ह तत्र पूर्वस्मिन् दिने विवाहस्य पूर्वस्मिन् दिने अपरस्मिन् दिने अपि अपेक्ष्यते वा अथवा एक् एकं दिनं वा हा आहत्य त्रीणि दिन् दिनानि भवन्ति पुनः प्रीवेडिङ्ग् अपि किल हां नवम्बर् द्वादशदिनाङ्के रिक्तम् अस्ति इदानीं कर्तुं शक्यते आहत्य नवम्बर् एकादशे द्वादशे त्रयोदशे भवति अ प्रीवेडिङ्ग् कदा कुर्मः एकम् एकं पञ्चदश पञ्चदिनात् पूर्वं वा कदा पञ्चदशदिनात् पूर्वं वा पञ्चदश पञ्चदशदिनात् पूर्वं कुत्रः कुत्र कर्तुम् इच्छन्ति भवन्तः स्थलं कुत्र इति मैसूर् मध्ये गन्तव्यम् इतः गमनं किं रेल्याने अथवा भवन्तः एव आगच्छन्ति तत्र

तर्हि वयं द्वौ जनौ भवतः पुनः ह अस्तु एकवारम् आपणम् आगच्छतु किञ्चित् वार्तालापं कुर्मः तस्मिन् विषये आगन्तुं शक्यते वा अस्तु एकवारम् आपणम् आगच्छन्तु